मया कदाचित् वर्षद्वयात् प्राक् चित्रशालाकलां प्रति गतमासित् तत्तु दार्वाडप्रदेशे एकः विश्वविद्यालयः वर्तते तत्र चित्रकलासङ्गोष्टीम् अयोजितवन्तः तत्र मया अस्माकं गुरुकुलपक्षतः एव प्रेषितः प्रेषितः आसीत् तस्मात् तत्र गतवान् तर्हि मम तु किञ्चित् चित्रकलायाम् आसक्तिः आसीत् तस्मात् कारणात् तत्र विशेषेण तत्र कुञ्चकलाम् अहम् अध्ययनं कृतवान् तत्र बहवः विद्वांसाः नाम तत् क्षेत्रे कृतभूरिपरिश्रमः परिश्रणाः आगताः आसन् तस्मात् तत्र मह्यं साहाय्यं जातं यतोहि चित्रकला नाम एका कला सा तु मह महती विस्तृता कला अस्ति तस्याः कलायाः अध्ययनं कर्तुं तथा सुलभं नास्ति किन्तु तत् सङ्गोष् तस्मिन् सङ्गो तस्यां सङ्गोष्ट्यां सुलभतया तत्र अध्यापनं कृतवन्तः